तव प्रदेशे काः सांस्कृतिकक्रीडाः सन्ति तत् कथं क्रीडनीयम् अत्र अस्माकं प्रदेशे वा भवतु अथवा अस्माकं राज्ये वा भवतु अस् अथवा अस्माकं विद्यालये वा भवतु तत्र बह्व्यः सांस्कृतिकक्रीडाः वर्तन्ते तेषु एका क्रीडा वर्तते तत् म्यूसिकल् चेर् इति प्रसिद्धं वर्तते म्यूजिकल् चेर् नाम बहुषु बहवः विद्यालयेषु एषा क्रीडा प्रचलनीया वर्तते किमर्थमित्युक्ते यत् ए एषा क्रीडा बालकाः वा भवन्तु बालिकाः वा भवन्तु सर्वे क्रीडितुं शक्नुवन्ति तत् अत्र म्यूसिकल् चेर् इति क्रीडा कथं क्रीडनीयम् इति इत्युक्ते अत्र अहं किञ्चित् यथावत् यथामति यथामति वक्तुमिच्छामि म्यूजिकल् चेर् नाम क्रीडाङ्गणे वृत्ताकारेण आसन्दान् स्थापयन्ति आसन्दाः स्थाप्यन्ते

वयं चिन्तयामः दश आसन्दाः तत्र स्थाप्यन्ते इति चिन्तयामः

दश आसन्दाः भवन्ति चेत् तत्र एकादश बालिकाः तत्र अवश्यं भवेयुः एतदेव कारणमस्ति किमर्थमित्युक्ते तत्र एकः घण्टानादं कुर्वन् एव अत्र चेर् भवति वृत्ताकारेण तत् वृत्ताकारेण सर्वे गम तत्र वृत्ताकारेण गमनं भवति सर्वेषां यदा घण्टानादं स्थगनं भवति तदा एकैकः एकैकः आसन्दे उपविष्टव्यं भवति उपवेशनं भवति

दश आसन्दाः भवन्ति तत्र एकादश बालकाः भवन्ति तदानीं सर्वे उपविशन्ति दश आसन्दे दश बालकाः उपविशन्ति एकः अवशिष्टः भवति सः औट् इति निर्न् निर् निर्णेतव्यं भवति निर्नायकः सः औट् इति भवति एतादृशः तदनन्तरम् इतोपि एकम् आसन्दं निष्कास्य निष्कास्यते तदनन्तरं पुनः धावनं पुनः उपवेष्टव्यम् उपवेशनं एतादृशक्रीडा चलति